अहं पश्चिमवङ्गे वसवासं करोमि पश्चिमवङ्गस्य एकं सुप्रसिद्धं नगरम् अस्ति नदियाजिलायाः नवद्वीप इति गङ्गायाः समीपे नवद्वीपः इति लघुनगरम् इदं नगरं बहुवैचित्रमयमस्ति पतित पावन श्रीश्रीचैतन्यमहाप्रभोः जन्मस्थानं इदम् एव नवद्वीपनामन नगरम् महाप्रभोः जन्मस्थानं द्रष्टुं बहवः जनाः आगच्छन्ति भ्रमण स्थानमपि अस्ति एतत् बहुप्राचीनं नगरमिदम् सर्वे जनाः अत्र हरे कृष्ण हरे कृष्ण हरे राम हरे राम इति महामन्त्रं भजन्ति तेसां वेश भूषा धौतवस्तं परिधानं कुर्वन्ति ललाटे तिलकम् अङ्कयन्ति हस्ते करमालां धरति अत्र सुप्रसिद्धम् अस्ति दधी मिष्टदधी सर्वे महानन्देन खादन्ति